लोकयानेन विषये वक्तुं शक्नोमि तत्र लोकयानेषु गमनागमनं कष्टाय कल्पते यतो हि समये लोकयानानि लघुलघुनगरेषु न वर्तन्ते ग्रामेषु इतोपि कष्टं भवति गमनागमनं तस्मात् लोकयाने विषये वक्तव्यं चेत् लोकयानार्थं सर्वकारीयलोकयानं चेत् अस्मिन् समये एतद्यानम् अस्ति इति समयनिर्देशः भवति तद् कदाचित् अर्धघण्टा अनन्तरं वा एकघण्टा अनन्तरमपि आगच्छति तदेव प्रैवेट् यानं चेत् समये आगच्छति परन्तु तत्र उपवेष्टुं बहु कष्टं भवति आसनानि बहु लघुरूपेण भवन्ति तस्मात् लोकयानेन मया बहुप्रयासः प्र प्रवासः कृतः तथापि तावदधिकं न मम शिक्षणसमये पठनसमये लोकयाने बहुवारम् अटनं कृतमस्ति तत्र दिनसमये लोकयाने गन्तुं क्लेशः कः इत्युक्ते चोराणां भीतिः भवति सर्वदा अस्माकं वस्तूनां रक्षणं कर्तव्यं तद् अत्यन्तजागरूकतया कर्तव्यं भवति यतो हि सम्मर्दः अधिकतया भवति प्रायः बेङ्गळूरु इत्यादिनगरेषु महान् सम्मर्दः लोकयानेषु दिनसमये भवति अतः रात्रौ लोकयाने अहं दूरं दुरं प्रयाणं कृतवानस्मि मम ग्रामात् बेङ्गळूरुनगरम् अथवा अन्यत्रापि गतवान् मैसूरुनगरं बहुवारं गतवान् तस्मात् रात्रौ तथा क्लेशः न भवति इति वक्तुम् इच्छामि